आं स्वनगरे अनेके बालकाः श्रमिकाः इव दृश्यन्ते एतस्य मुख्यकारणं दारिद्र्यमेव बाल्ये एव बालकाः धनसंपादनं कुर्युः इति माता पितॄणाम् आवश्यकता अस्ति अतः एव ते बहिः आगत्य पाठशालाः न गत्वा अत्र आगत्य कार्यं कुर्वन्ति एतस्य निवारणाय निश्शुल्करूपेण बालकाः पठनार्थं प्रेषयेयुः पाठशालासु भोजनव्यवस्था अपि भवति चेत् तत्रापि उ उचितं भवति बालकाः स्वभा स्वभावतया क्रीडाः इच्छन्ति विनोदरूपेण यदि वयं पाठयामः तर्हि बालकाः अत्यन्त इच्छुकाः भवन्ति एषः एव उत्तम उपायः